एवं नगराणां पत्रिकासु स्थानीयवार्ताः पर्याप्ततया न दृष्यन्त इत्येव मे चिन्तनं तत्र अवधातव्याः विषयाः भूयांसः सन्ति पत्रिकासु सामाजिकानां मरणवार्ताः अधिकतया दृष्यन्ते राजकीयसम्बद्धाः अपि वार्ताः दरीदृष्यन्ते एते एतैः साकं यदि ग्रामीणभागेषु ये विशिष्टं कार्यं कुर्वन्ति स्व स्व क्षेत्रेषु तेषां परिचयः सामाजिकानां सर्वेषां यथा भवति तथा यत् किञ्चित् लेखनं तत्र भवति पत्रिकायां तदानीं पठीतॄणाम् तद्विषये अवगमनं स्यात् तेषां साधकानां विशिष्टाः उपक्रामाः ये सन्ति तेऽपि यदि तत्र निरूप्यन्ते तदानीं सर्वेषां आनुकूल्यं भवेत् इति भाति